जनाः प्रधानतया जीविकार्थं कार्यमेव कुर्वन्ति अस्माकं प्रदेशे वा भवतु अन्यप्रदेशेव वा भवतु परन्तु प्राधान्येन जनाः जिविकार्थं किं कुर्वन्ति कार्याणि एव कुर्वन्ति परन्तु अस्माकं प्रदेशे प्राधान्यतया कृषिकार्यम् एव प्राद् प्रधानं मूलं कार्यं भवति तत्र कृषिकार्ये बहवः कृषिकार्याः भवन्ति कृषिकार्ये धान्य उत्पादनं पुनश्च वेजिटेबल्स् तेषाम् उत्पादनं पुनश्च इक्षुदण्डः इति भवति इक्षुदण्डस्य उत्पादनं बहु तत्र प्रचलति इक्षुदण्डस्य उत्पादनम् एव प्रथमं मूलं च जीविकार्थम् उपयुज्यमानः कार्यः भव तत्र प्रतिवर्षं ते अक्टोबर् मासे तेषाम् उत्पादनस्य बीजं संस्थापयन्ति ते एकवारं स्थापयामः चेत् मिनिमं त्रिवारं तस्य फलम् अनुभवामः तेषां कृते तत्रैव समीपस्थः यन्त्रशालाः बहवः सन्ति शुगर् प्याक्ट्रीस् इति वदामः सतीश् शुगर् पाक्ट्रीस् अनन्तरं आनन्द् शुगर् पाक्ट्रीस् इत्यादि बहवः शुगर् पाक्ट्रीस् यन्त्रशालाः बहवः तत्र सन्ति ततः कृषकः यः भवति ततः ते स्वीकृत्य यन्त्रशालां प्रति नयन्ति धन्यवादः